वस्त्रप्रक्षालनार्थम् अस्माभिः फेनकं उपयुज्यते तद् पाषाणस्य उपरि वस्त्रं स्थापयित्वा तद् घर्षणं कृत्वा वस्त्रं प्रक्षाल्यते पुनः यदि फेनकम् आधिक्येन फेनकस्य आधिक्येन उपयोगः क्रियते तर्हि जलव्ययोपि बहु भवति अतः यावद् अपेक्षितं तावत् फेनकं फेनकं लेपयामश्चेत् वस्त्रमपि शु शुद्धं स्वच्छं भवति पुनः जलव्ययोपि न्यूनं भवति अतः कृत्वा फेनकलेपनं यथा अनुकूलं तथा ले लेपनीयं पुनः ग्रीष्मकाले तु कथञ्चित् वस्त्रस्य वस्त्रं शुष्कं भवति वृष्टिकाले तु बहिस्थापयमश्चेत् पुनः आर्द्रं भवति अतः अतः गृहस्य अन्तः एव तस्य कृते अथवा तावद् व्यवस्था नास्ति चेत् पृथगेकं तस्य कृते व्यवस्थां कृत्वा तत्र तद् प्रसारयामः